आधुनिकजगति संस्कृतसम्भाषणम् इत्युक्ते ए एतत् महत्तरसमस्या एव वर्तते किमर्थम् इत्युक्ते आधुनिककाले आङ्ग्लभाषा अथवा इत् इतरप्रादेशिकभाषायां शिक्षणं भवति प्रारम्भतया संस्कृतमाध्यमे बाल्यादारभ्य शिक्षणम् इत्युक्ते बहुकष्टकरम् अस्ति केवलं न्यूनातिन्यूनजनाः संस्कृतमाध्यमेन शिक्षणं प्राप्नुवन्ति एतद्विहाय अस्माकं कृते संस्कृतवातावरणम् इति कुत्रापि द्रष्टुं न शक्नुमः तदर्थं संस्कृतभाषायाः सहजतया अध्ययनं कर्तुं क्लिष्टकरम् एव अस्ति अस्मिन् आधुनिककाले प्राचीनकाले इत्युक्ते गुरुकुलशिक्षणव्यवस्था आसन् तस्मिन् व्यवस्थायां जनाः संस्कृतसम्भाषणम् एव कुर्वन्तः आसन् अनन्तरे जनसामान्याः प्राकृतभाषायाः शिक्ष् सम्भाषणं कुर्वन्तः आसन् प्राकृतभाषा इत्युक्ते संस्कृतभाषायाः समीप समीपवर्ती भाषा एव वर्तते तदर्थं संस्कृताध्ययनं क्लिष्टकरं न आसीत् प्राचीनकाले किन्तु आधुनिककाले अध्ययनमपि क्लिष्टकरमस्ति तद्विहाय सम्भाषणम् इत्युक्ते इतोपि क्लिष्टकरमस्ति अनन्तरं आङ्ग्लसर्वकारस्य अत्र योगदानं महत्तरम् अस्ति इति वयं वक्तुं शक्नुमः किमर्थम् इत्युक्ते पुरा जनाः इत्युक्ते आङ्ग्लसर्वकारस्य आङ्ग्लसर्वकारं विहाय तत् पूर्वे जनाः संस्कृतभाषां सम्भाषणभाषा इव उपयोगं कृतवन्तः आसन् किन्तु आङ्ग्लजनाः केवलं तेषां भाषायाः प्रचारार्थं किं कुर्वन्तः किं कृतवन्तः इत्युक्ते भारतीयभाषाणां अवगणनमपि कृतवन्तः तथा संस्कृतभाषां केवलं पुस्तकभाषामिति कृतवन्तः इत्युक्ते ते एव संस्कृतभाषायाः सम्भाषणं क्लिष्टकरम् इति वदन्तिं स्थापितवन्तः अनन्तरं आङ्ग्लभाषायाः सम्भाषणम् अतिसुलभम् इत्येव ते एव वक्तुं प्रारम्भं कृतवन्तः तदर्थं तेषां शिक्षणव्यवस्थामपि तथैव योजितवन्तः सामान्यतया आङ्ग्लभाषां ते कथं बोधितवन्तः इत्युक्ते प्रथमतया सम्भाषणं बोधितवन्तः तदनन्तरं व्याकरणम् इत्यादिकं बोधितवन्तः पुरा संस्कृताध्ययनम् अपि तथैव आसीत् किन्तु इदानीं किम् अभवत् इत्युक्ते संस्कृत अध्ययनम् इत्युक्ते केवलं प्रथमं व्याकरणस्य अध्ययनं व्याकरणस्य अध्ययनानन्तरं व्याकरणम् उपयुज्य सम्भाषणम् इति आङ्ग्लसर्वकारः पाठ्यक्रमं योजितवन्तः इदानीमपि वयम् आङ्ग्लसर्वकारस्य क्रमम् एव अनुसरणं कृतवन्तः स्मः तदर्थम् इदानीमपि जनाः संस्कृतसम्भाषणम् इत्युक्ते अतिभयभीताः भवन्ति संस्कृतभाषा अतिक्लिष्टभाषा अस्ति जनसामान्यानां कृते अस्य सम्भाषणं कष्टकरमस्ति अस्य सम्भाषणं कर्तुं न शक्यते एव संस्कृतभाषा इत्युक्ते मृतभाषा अस्ति अस्य सम्भाषणेन किमपि लाभः न भवति केवलं महता कष्टेन अस्य अभ्यासं करणीयमस्ति अस्य अभ्यासानन्तरे अपि किमपि लाभः नास्ति इत्येव जनाः चिन्तयन्ति सर्वकारः अपि अस्मिन् विधाने एव तस्य कार्यं कुर्वन्ति अस्ति संस्कृतभाषा इत्युक्ते एतद् अतिकठिनभाषा इत्येव जनसामान्याः चिन्तयन्ति किमर्थम् इत्युक्ते प्रथमे व्याकरणस्य अध्ययनं भवति व्याकरणमित्युक्ते बालानां कृते कष्टविषयमेव अस्य भाषानिबन्धः नास्ति सर्वे सर्वासु भाषासु व्याकरणस्य अध्ययनमित्युक्ते कष्टकरमेव संस्कृते प्रथमे एव व्याकरणस्य अभ्यासः भवति तदर्थं भाषा अभ्यासं कष्टकरमेव भवति एतद् अस्ति अस्य समस्या तदर्थम् इदानीं जनाः संस्कृताध्ययनं कष्टकरं संस्कृतसम्भाषणं कष्टकरम् इत्येव वदन्ति एतद् विहाय आङ्ग्लभाषा इत्युक्ते सर्वत्र अस्माकं कृते पठितुं वस्तवः लभ्यन्ते इदानीं विपणीं गच्छामः इति चिन्तयामः विपण्यां सर्वत्र फलकाः सन्ति सर्वासु फलकासु आङ्गलभाषायाम् एव लिखितं भवन्ति नास्ति चेत् प्रादेशिकभाषायां भवन्ति संस्कृतभाषायां कुत्रापि भवति वा न कुत्रापि संस्कृतभाषायां आपणफलकं वा अथवा लोकयानस्य फलकं वा किमपि न भवति संस्कृतवातावरणं कुत्रापि न भवति केवलं सृष्टीकृतं लघुसंस्कृतवातावरणाः भवन्ति एतद् विहाय कुत्रापि संस्कृतवातावरणं न भवति तदर्थं संस्कृताध्ययनं बहुकष्टकरम् इति जनाः अभिप्रायं सूचयन्ति इदानीं संस्कृतभारती इति सङ्घटना अस्मिन् क्षेत्रे महत्तरकार्यं कुर्वन्ती अस्ति इत्युक्ते संस्कृतसम्भाषणस्य अध्ययनम् अध्यापनम् एव संस्कृतभारत्याः कार्यमस्ति इत्युक्ते जनानां मुखे संस्कृतम् आगन्तव्यम् संस्कृतजन संस्कृतभाषा जनभाषा भवितव्यम् जनाः संस्कृतभाषायां सम्भाषणं करणीयं जनाः संस्कृतं सम्भाषणेन एव तेषां दैनन्दिनव्यवहारं करणीयम् इत्येव अस्ति संस्कृतभारत्याः उद्देशः इदानीम् अस्माकं देशे अनेकानि संस्कृतग्रामाणि सन्ति अस्माकं कर्णाटकराज्ये अपि ग्रामद्वयम् अस्ति संस्कृतग्रामः इति ते सर्वसम्भाषणम् अपि संस्कृतेन एव कुर्वन्ति तेषाङ्कृते अत्र किमपि समस्या नास्ति किमर्थमित्युक्ते संस्कृतसम्भाषणं तेषाङ्कृते अत्यन्तसुलभाय भवति किमर्थमित्युक्ते तत्र सर्वत्र संस्कृतवातावरणं भवति बाल्यादारभ्य अथवा शैशवस्थादारभ्य जनाः संस्कृतम् एव श्रृण्वन्ति संस्कृतम् एव सम्भाषयितुम् अभ्यासं कुर्वन्ति तदा कदापि संस्कृताध्ययने क्लेशः न भवति जनाः सम्यक्तया संस्कृताभ्यासं बाल्यादारभ्य विनाकष्टेन कर्तुं समर्थाः भवन्ति किन्तु अन्यत्र एतादृशसंस्कृतवातावरणं नास्ति तदर्थं संस्कृतभारती इदानीं सम्भाषणशिबिरम् अनन्तरम् इतर बालानां कृते बालकेन्द्रम् इत्यादिकं कार्यं कुर्वन्ति कुर्वन्तः सन्ति अस्य साहाय्येन किं भवति इत्युक्ते जनाः संस्कृताध्ययनं कर्तुं समर्थाः भवन्ति संस्कृतं कष्टकरमिति भावना मनसि अस्ति खलु तस्मिन् भावना निसन्देहं गच्छन्ति इत्युक्ते सामान्यजनाः अपि संस्कृतसम्भाषणं कर्तुं समर्थाः भवन्ति एव तदर्थं संस्कृतभारत्याः कार्यम् अथवा योगदानं महत्तरमेव वर्तते स्वतः पार्ल्यमेन्ट् मध्ये अपि ते संस्कृतसम्भाषणशिबिरं कृत्वा प्रशंसां अनुभूतवन्तः इदानीं देशे सहस्रसहस्रजनाः संस्कृतसम्भाषणयोग्याः भूतवन्तः केवलं संस्कृतभारत्याः कारणेन तदर्थम् इतोपि एतादृशकार्यस्य वृद्धिः करणीयं तदा संस्कृतसम्भाषणे यत् समस्या भवति तत् सर्वं निसन्देहं निवारितं भूत्वा भारतं संस्कृतराष्ट्रं भवितुं शक्यते अत्र इयं जगति विवादरहिताभाषा अस्ति संस्कृतभाषा तथैव अत्र अत्याधुनिकगणकयन्त्रेष्वपि संस्कृतभाषायाः उपयोगं कुर्मः चेत् अतियुक्तं भवति एतद् अस्ति वैज्ञानिकभाषा एतद् अस्ति अति श्रेष्ठभाषा तथैव अत्यन्तपुरातनभाषा अपि अस्माकं संस्कृतभाषा अस्ति विश्वे सर्वे भाषाणां मातृस्थाने विराजमानम् अस्ति संस्कृतभाषा तदर्थं संस्कृतभाषायाः अध्ययनम् अध्यापनं तथैव प्रमुखतया सम्भाषणं करणीयम् अस्य अभिवृद्धिमपि करणीयम् सम्भाषणं सर्वत्र बोधनीयम् अनन्तरं सर्वेऽपि संस्कृतसम्भाषणं कर्तुम् उत्सुकतां प्रदर्शनीयम् इति अत्र अभिप्रायं वक्तुं शक्नोमि